कालिदासं विना संस्कृतसाहित्यस्य कल्पनामपि न कर्तुं शक्नुमः संस्कृतसाहित्यजगति कालिदासस्य यादृशं योगदानं वर्तते तादृशं योगदानं प्रायः अन्यस्य कस्यचिदपि कवेः न द्रष्टुं शक्यते यथा कालिदासेन मेघदूतं व्यरचि अपि च तत्र कालिदासेन कुमारसम्भवं व्यरचि अपि च रघुवंशमहाकाव्यस्य रचनापि कृता एतेषु काव्येषु काव्याह्लादतत्त्वानि तु वर्तन्ते एव यथा उपमा कालिदासस्य इति अत्यन्तमेव विश्रुतं वर्तते अतः अलङ्काराणां निरूपणे कालिदासस्य योगदानं तु अस्ति एव तथैव विविधरसानामपि वर्णनं कालिदासेन कृतमेव वर्तते अपि च यत् जगतः सामान्यतत्त्वमस्ति यत् पञ्च अनुवृत्तानां पालनामस्तु अथवा सांस्कृतं सांस्कृतिकं तत्र मूल्यनं मूल्यं अस्तु एतेषां सर्वेषामपि तत्र उपदेशः कालिदासस्य ग्रन्थेषु दृश्यते यथा एकमेव रघुवंशकाव्यस्य निरूपणं कुर्वन् कथं तत्र पूर्वकाले ऐतिहासिकं वर्णनमासीत् कथं परस्परं वार्तालापः विधातव्यः कथं च गुरुषु अग्रजेषु अन्येषु वा व्यवहरणीयः एतेषामपि विषय् विषयाणां तत्र ज्ञानमुपलभ्यते अतः अलङ्काराणां निरूपणे गुणानां निरूपणे रसानां निरूपणे वा अथवा विविधप्रकाराणां तत्र छन्दसां निरूपणे पुनः नैकविधनूतनशब्दानां निरूपणेऽपि कालिदासस्य यादृशं योगदानमस्ति तादृशं योगदानम् अन्यत्र कुत्रचिदपि वयं कल्पयितुं न शक्नुमः अतः एतादृशः महान् कविः कालिदासः अस् आसीत् अपि च साहित्ये तस्य महत् स्थानमस्ति इति एतावदेव वदामि